अहं तु बहूनि बहूनि पुस्तकानि पठितानि पठितं पठितं पठितवान् आसं तत्र चन्दामामा बोम्मरिल्लु यदा अहं तरुणः आसं तदा मया तानि पुस्तकानि पठितानि आसीत् तत्र अनन्तरं पञ्चतन्त्रपुस्तकविषये अपि तत्र पठितं मया तत्र यदा इत्युक्ते लघुलघु चित्राणि भवन्ति तत्र अनन्तरं जन्तवः भिन्नभिन्नजन्तवः भवन्ति ते तेषां सम्भाषणं तु सम्यक् भवति ते तेषां सम्भाषणम् अनन्तरं तेषां कार्यम् अपि भिन्नभिन्नरूपेण भवति तेषां भाषणं श्रुत्वा तेषाम् आलोचनां शृत्वा अपि मया हसितम्